भारतस्य वस्रविन्यासक्षेत्रस्य विषये मम अभिप्रायः समीचीनं न कुतः इतिचेत् भारतं वैभवमासीत् अस्माकं वस्रन् दृष्ट्वा एव इदानीं तत्तु पाश्चात्यः पाश्चात्यः जात पाश्चात्यः अनुकरणम् इदानीं वयं द्रष्टुं शक्नुमः एतत्तु कारणं ग्लोबलैजेशन् इति वदामः ता तथा वस्रविन्यासः अधिकः जातः इति वदामः वयं तु यदि विश्वे वस्त्रम् विन्यासक्षेत्रस्य यदि वयं पश्यामः तत्र अग्रे भवन्ति पूनापट्टणजनाः ततः एव बेन्ग्लूर्तः वा एवं सर्वं भारते व्याप्तिः भवति इति वदामि परन्तु एतत् वस्रविन्यासक्षेत्रे इदानीन्तनकाले यद् वर्तते तत् सम्यक् नास्तीति अहं वदामि पूर्वं वस्त्राणि यद् आसन् तदेव उत्तमानि अस्माकं प्रान्तदृष्ट्या अत्र विद्यमानां परिस्थितिं दृष्ट्वा वातावरणं दृष्ट्वा तदनुकूलमेव अस्माकं वस्रधारणमासीत् इत्युक्ते भारते यदि वयं पश्यामः स् सौत् दक्षिणक्षेत्रे एकं वर्तते अस्माकम् अनन्तरम् उत्तरक्षेत्रे एकम् आसीत् तत् इदानीं सर्वत्र एकमेव जातम् तदा ये विदेशेषु ये वस्रधारणम् अस्ति तत् अत्रापि कल्पनीयानि सन्ति तादृशानि तादृशं तु सम्यक् नास्ति इत्येव वदामः अस्माकं वस्रधारणं तु विदेशीयाः इदानीम् अनुसरन्तः सन्ति परं वयं तु पाश्चात्यान् अनुसरन्तः स्मः एतादृशम् वस्रधारणं सम्यक् नास्तीति वदामः अस्माकं वस्रधारणमेव सुकरमासीत् तद् वस्रं दृष्ट्वा एवं वदामः खलु वस्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिर्नः नरो नायाति गौरवं तत्र वस्त्रम् एव प्रथमस्थाने अस्ति यदि वस्रधारणं सम्यक् भवति चेत् सर्वे नमस्कारं कुर्वन्ति यदि वस्रधारणं सम्यक् नास्ति चेत् वयमेव वक्तुं शक्नुमः तेषां परिस्थितिः कीदृशी इति